मानवः नदीतीरे स्वजीवनम् आरब्धवान् इति वयं सर्वेपि जानीमः यदा सः अरण्ये एवं नदीतीरे वसति स्म क्रमशः कृषेः विषये कृषिं कृतवान् काले काले परिवर्तनम् परिशीलनम् परिष्कारं च कृत्वा कृषिः

सम्यक् पोषिता भवति कथं क्रियते चेत्

इतोऽपि सम्यक्तया लभ्यते इति क्रमशः आरभ्य तदनुगुणतया कार्यं कृत्वा कृषिक्षेत्रे फलं प्राप्य तस्य विषये ज्ञानं प्राप्तवान् एवं काले गते तत्र सर्वत्रापि कस्मिन् कस्मिन् क्षेत्रे बीजवापः भवेत् कस्मिन् क्षेत्रे कीदृशं बीजम् स्थापयामः तदनुगुणतया फलं प्राप्नुमः इति सर्वम् स्वजीवन दृष्ट्या तत् सर्वं प्राप्तवान् भारते बहु पूर्वम् एव कृषिपाराशर्यम् इति एकः ग्रन्थः विद्यते पराशरमुनिः अस्य ग्रन्थस्य कर्ता सः कृषिविषये अनेकान् विषयान् उक्तवान् तम् आधारीकृत्य जनाः कृषिं कृत्वा स्वजीवने यशः प्राप्तवन्तः एवं कृषिक्षेत्रे बहु कृषिं कृत्वा समीचीनफलम् अनुभवन्तः जीवनसाफल्यं प्राप्तवन्तः